मम प्रदेशः केरलः केरलदेशः तत्र प्रसिद्ध एक उत्सवः भवति ओणम् ओणे ओणं नाम अस्माकं दश दिनस्य उत्सवः भवति हस्ता नक्षत्रात् आरभ्य श्रवणनक्षत्र पर्यन्तं विद्यमानानि दश नक्षत्र नक्षत्र दिनेषु एव कार्यक्रमः भवति तत्र अन्तिमे उत्तराषाढा नक्षत्रे प्रथम ओणम् इति वदन्ति तदनन्तरं श्रवण श्रवणनक्षत्रे तिरुवोणम् इति वदन्ति तत्र तिरुवोणे नाम उत्तराषाढं दिनद्वये केचन वैशिष्ट्यं खाद्यपदार्थानि अस्माभिः क्रियते तत्र प्रप्रथमं भवति कदलीफलस्य किं चिप्स् इति वदन्ति तस्य बहु नाम चतुर्विधं भवति तत्र मधुरम् इत्यादिकं संस्थाप्य तदनन्तरं यदा फलवत् भवति तस्यापि एकं चिप्स् भवति तत् भोजनसमये अस्माभिः एकत्र एकस्मिन् नाम कदलीवृक्षस्य पत्रं भवति पत्रे एव भोजनव्यवस्था क्रियते तत्र एकत्र एतत् संस्थापयति पुनः तत्र विद्यमानः विभवाः बहवः सन्ति तत्र किं भवति अवलेहः पुनः तत्र अर्द्र अस्ति तस्मात् एकम् इञ्जिम्बुली इति वदति तदनन्तरम् कालन् ओलन् अवील् पुनः कूट् करी मसालक्करी तदनन्तरं अस्माकं प्रदेशे विद्यमानं एकं वर्तते कावत् इति संस्कृतभाषा अहं न जानामि तस्य अपि एकं क्रियते नाम पुषुक्कु इति वदन्ति तदनन्तरं नाम तत्र रैस् नाम अस्माकं प्रान्ते विद्यमानं तत्र पालक्कडं मट्टा इति वदन्ति नाम अस्माकं प्रदेशे एव तस्य निर्माणं भवति तत् रेड् रैस् इति वदन्ति तदेव कृत्वा अस्माभिः तस्मिन् दिने प्रथमम् विशिष्टतया खादन्ति तस्मिन् समये पुनः पायसस्य निर्माणं भवति तत् कदलीफलस्य एकं पायसं भवति नाम पुनः परिप्पुपायसं भवति नाम केरलस्य वैशिष्ट्यं भवति पालड प्रथमन् तद्भवति तदनन्तरम् नाम पनसफलस्य अपि पायसं क्रियते एतत् सर्वं तस्य खाद्यविषयेषु अत्य अत्यन्तम् अत्यन्तं वैशिष्ट्यं भवति एतत्